कथासाहित्यं काव्यं च संस्कृतभाषा अत्यन्तं प्रभावयति यथा रुचिः यथा आनन्दम् अन्येषु अन्ये अन्येषु काव्येषु अन्यभाषायाः भाषायाः काव्येषु कथासु च लभते ततोप्यधिकं संस्कृतभाषायां स् विद्यमान्ं विद्यमानेषु कथासु काव्येषु च अस्माभिर्द्रष्टुं शक्यते यथा एकं पद्यमस्ति तत्र स् शिवस्य पार्वतेः च विवादः दृश्यते तदा शिवः रात्रौ आगत्य वदति तदा पार्वती वदति कस्त्वं शूली अहं शूली अस्मि इत्युक्ते त्रिशूलधारी तदा पार्वती वदति शूली इत्यस्य अन्यार्थकः भवति यः पेट रोगेण उदररोगेण पीडितः भवति तर्हि त्वं चिकित्सकस्य अन्वेषणं कुरु वदति कस्त्वं शूलीं मृगयभेषजं नीलकण्ठप्रियेऽहं तदा पुनः शिवः भवति पार्वती अहं नीलकण्ठः अस्मि नीलकण्ठः इत्युक्ते शिवः अस्य अन्यार्थः भवति मयूरः पुनः पार्वती भवति मरूरार्थं गृहीत्वा केकामेकां कुरु तर्हि त्वं मयूरः असि चेत् एकां केकां कुरु स्थाणुमुग्धे न वदति तरुः नी जीवितेशः शिवायाः पार्वती अहं मयूरः नास्मि तव जीवनमस्मि एवं कृत्वा यत् पद्यमस्ति तत् अत्यन्तं रोचकं भवति एवं अलं संस्कृते सख्यं न अन्यासु भाषासु